भारतीयकलायां विविधाः कलारूपाः अन्तर्भवन्ति अस्मिन् शिल्पकला चित्रकला इत्यादयः अन्तर्भवन्ति कलासमाविष्टाः सन्ति भौगोलिकदृष्ट्या एताः कलाः भारतं पाकिस्तानं बाङ्ग्लादेशं च सहितं सम्पूर्णे भारतीय उपमहाद्वीपे प्रसूताः सन्ति उत्कीर्णस्य उत्तमं ज्ञानं भारतीयकलानां लक्षणं वर्तते तत् प्राचीण रूपेण अपि च आधूनिकरूपेण अपि द्रष्टुं शक्नुमः भारतीयकलानाम् उत्पत्तिः क्रिस्तु शतकात् पूर्वं त्रिसहस्रतः वयं द्रष्टुं शक्नुमः आधुनिककलाणां यात्रायां सांस्कृतिकम् उदारणार्थ सिन्धू ग्रीक् च अपि च हिन्दु बौद्ध जैन मुस्लिम् इत्यादीनां धार्मिकप्रभावाः अपि द्रष्टुं शक्यन्ते यद्यपि एताः जातिः धार्मिकपरं परम्पराणां मिश्रणम् आसीत् तथापि प्रचलितायाः कलात्मकशैल्या प्रमुखैः धार्मिकसमूहैः आधारः कृतः आसीत् प्राचीनकलायां भारतीय पर्यावरणस्य सम्मुखीकरणे पाषाणानां तथा धातुशिल्पानां विशेषतः धार्मिकशिल्पानां स्थितिः अद्यापि उत्तमशिल्परूपेषु अस्ति